अस्माकम् गोकर्णमण्डले गोराष्ट्रदेशे यल्लापुर् तालूक् उत्तरकन्नडा मा मण्डले बह्व्यः नद्यः सन्ति तत्र गङ्गावळी शरावती वेड्ति यला नद्यः प्रसिद्धास्सन्ति तत्र शरावती नद्याः कृते तत्र जलबन्धः आर्गेल् तत्र सागरसमीपे जलबन्धः कृतः अस्माकम् उत्तरकन्नडामध्ये एव काळीनदी इति प्रसिद्धा नदी अस्ति तत्र जलबन्धः तत्र सूपात्मध्ये दाण्डेली समीपे कश्चन जलबन्धः अस्ति एतादृशः जलबन्धः तत्र अस्ति तस्य जलस्य उपयोगः तु तत्र क्षेत्राणां कृते भवति जलं पातुम् तत्र डेम् जलं पातुं जनाः शक्नुवन्ति तत् नल्लिकाद्वारा पहा पैप्द्वारा आनयन्ति तदनन्तरं प्रत्येकम् ग्रामं तदनन्तरं प्रत्येकं गृहं नलिकाद्वारा तत्र जलं स्वीकर्तुं शक्नुवन्ति तत्र कावेरीनदी कर्नाटके अतीव प्रसिद्धा अस्ति कावेरीनद्याः जलम् एव अत्र बेङ्गळूर् मैसूर् जनाः पिबन्ति मण्ड्याक्षेत्रे कावेरीजलादेव तत्र क्षेत्र सेचनं भवति एवम् जलस्य बहु उपयोगः दृश्यते जलस्य बन्धः तत्र विद्युदुत्पादने सहाय्यकः भवति तत्र कालीनद्याः जलबन्धः तत्र कदिरा इति कश्चन जलबन्धः कदिरा डेम् इति वदामः कदिराजलबन्धः त्रि अस्ति तत्र विद्युदुत्पादनं भवति तदनन्तरं दाण्डेली समीपे तत्र अम्बिकानगरम् इति अस्ति तत्रापि विद्युदुत्पादनं भवति एवं गणेशः गणेशः नगरम् इति अस्ति तत्र जलबन्धः अस्ति तत् तस्मादपि विद्युदुत्पादनं भवति तदनन्तरं शरावतीनद्याः तत्र तत्र विद्युदुत्पादनं भवति विद्युदुत्पादने उत्पादने जलबन्धः तत्र मुख्यरूपेण सहाय्यकः भवति इत्यत्र मिनि डेम् इति सामान्यरूपेण कुर्वन्ति तस् तत्र यदा डेम् कुर्मः तदानीं बहूनि तत्र क्षेत्राणि जले निमग्नाः भवन्ति तदा जले तत्र क्षेत्रे स्थिताः वृक्षादयः औषधयः औषधि वनस्पतयः अपि जले निमग्नाः भूत्वा तत्र निर्न निर्माणम् तस्य पुनः जन्म एव नास्ति तादृशं सर्वं जले नष्टं भवितुमर्हति अतः जलबन्धात् कश्चन महान् नष्टः अपि भवति जनानां तत्र तत्र स्थितानां जनानाम् अन्यत्र स्थानं दास्यन्ति किन्तु ते सर्वे देशस्य कृते स्वत्य स्वक्षेत्रादिकं स्वस्थानादिकं त्यक्त्वा तत्र तेषां अन्यस्थाने गत्वा जीवनं कुर्वन्ति तेषां त्यागः देशस्य अथवा ग्रामस्य कृते अतीव मुख्यः भवति किन्तु जनाः मध्ये अतीव दुखिनः अपि भवन्ति अतः धनं प्राप्य धनं तेषां त्यागं त्यागात् तेषां त्यागस्य पुरतः धनं न किञ्चन धनं न किमपि नास्ति तथापि तेषां जनानाम् त्यागः अतीव प्रशंसनीयः तादृश्यः नद्यः जनानां कृते उपयुक्ताः उपकाराय भवन्ति एतादृशाः नद्यः तादृशानां जनानां नद्यः अतीव उपकृताः भवन्ति नदीनां जलं वृक्षादि रक्षणेन अति वृक्षादि रक्षणेन भवितुम् अर्हन्ति यदि वृक्षाः न सन्ति यदि अरण्यादयः नष्टाः भवन्ति नाशिताः भवन्ति तदानीं वृष्टिः अपि न्यूनः भवति तदानीं कतिचन तत्र काश्चन नद्यः तत्र जलरहिताः भवन्ति कद् कदाचित् वर्षाकाले एव नद्यः भवन्ति तदानीं यदि वृष्टिः न भवति तदनन्तरं ग्रीष्मकालादिषु जला तत्र जलादय जलाः जलाः नस न भवन्ति तदानीं पशुपक्षिणां कृते जीवनम् अतीव कष्टं भवति तेषां यदि निर्जलात् तेषां जीवनमपि नष्टं भवितुमर्हति अतः जलबन्धः पशुपक्षिणां कृते अपि सहाय्यकाः भवन्ति कदाचित् जनानाम् नाशाय अपि भवति किन्तु तेषां जलबन्धेन वृष्टिकाले यदि जलानि स्थीयन्ते तदानीम् ग्रीष्मकाले अन्यान्यकाले जनानाम् उपयोगाय भवति